ग्रामसमुदायेषु क्रीडां कृत्वा व्यक्तिः अनेकानि कौशल्यं विकसितुं कर् शक्नोति क्रीडन् सा व्यक्तिः शारीरिक्स्वास्थ्यस्य समूहसहभागितायाः समन्वयक्षमतायाः नेतृत्वकौशलस्य सामूहिककार्यविकासस्य च अवसरान् प्राप्नोति क्रीडां क्रीडनेन व्यक्तस्य मनोबलं वर्धते तथा च सामाजिकं मानसिकं च स्वास्थ्यं सुधरति अतः ग्राम्यसमुदायेषु क्रीडा क्रीडा अतीवमहत्त्वपूर्णा अस्ति व्यक्तिः क्रीडां कृत्वा अनेकानि भिन्नानि कौशल्यं विकसितुं शक्नुवन्ति क्रीडासु संलग्नता शारीरिककौशलस्य विकासं कर्तुं शक्नोति यथा शक्तिः गतिः सन्तुलनं समर्पणं च तदतिरिक्तं क्रीडां क्रीडने नेतृत्वं सहकार्यं सामूहिककार्यं निर्णयक्षमता इत्यादीनां मानसिककौशलस्य विकासः अपि कर्तुं शक्यते तदतिरिक्तं क्रीडां क्रीडन् समन्वयः सङ्घटनं समूहपरस्परक्रिया च इत्यादीनां सामाजिककौशलानाम् उन्नतिं सक् कर्तुं शक्नोति अतः क्रीडा क्रीडा सर्वदिक्षु भवतः विकासस्य महत्त्वपूर्णं साधनं भवितुम् अर्हति ग्रामीण समुदायः ग्रामीणसमुदायेषु क्रीडां क्रीडनेन अनेकानि शारीरिककौशलानि विकसितुं शक्यन्ते यथा धावनेन सहनशक्तिः स्थिरता च वर्धते तथैव गेन्द्बाजि क्रिकेट् क्रीडायां हस्तनेत्रे समन्वयः सुधरति तथा च क्रीडा क्रीडायां कुदरा जीवनशैल्याः मध्ये अपि स्वस्थः भवितुं क्षमता विकसति व् ब् विकसिता भवति भवति शारीरिककौशलस्य विकासस्य अतिरिक्तं क्रीडा क्रीडा अपि एकः मजेदारः समूहः च अस्ति यः समुदायः समुदायस्य सदस्यान् एकत्र आनयति इति